चित्रकला मया लोक् डौन् मध्ये एव आरब्धमासीत् मया षष्ठकक्षापर्यन्तं विद्यालयं गतमासीत् तदनन्तरं विद्यालयं प्रति अहं न गतवती यतोहि तत्र पाठ्यक्रमः मया तावत् न इष्टः आसीत् तस्मात् कलायां मम रुचिरासीदिति चित्रकला मम लोक् डौन् मध्ये आरब्धम् यदा लोक्डौन् मध्ये चित्रकला आरब्धा आदौ आदौ चित्राणि सम्यक् न भवन्ति स्म पश्चात् यदा मया प्रयासः कर्तुमारब्धः तदा सम्यक् आगत आगतानि चित्राणि यदा चित्राणि सकृत्सम्यकागतानि तदा रुचिरपि तत्र आरब्धा बहूनि चित्राणि मया कृतानि सन्ति बालिकानाम् अपि चित्रं मुखचित्रणं मृगाणामपि परिसरस्य एवं जल जलसर सरित् सरितः एवं बहूनि चित्राणि कृतानि सन्ति इष्टतमः चित्रकारस्तु राजा रविवर्मा इति वर्तते इतोऽपि अस्माकं ग्रामे ये ये चित्रं कुर्वन्ति तान् सर्वानपि अहं बहु इच्छामि